आम् अहं सङ्गीतवाध्यं वादयामि तस्य मध्ये वार्करीपख्वाजः मृदङ्गः तबलावाद्यः ढोलकः तथा च किञ्चित् वीणा एतत् प्रकारम् अपि वादयामि अहं पञ्चवर्षः पर्यन्तं मृदङ्गाभ्यासः कृतम् अस्ति तदनन्तरं तबला तथा च ढोलकवाद्यस्य अभ्यासः जातम् मृदङ्गस्य उपरि मम अधिकं प्रीतिः अस्ति मृदङ्गालङ्कारः इति एकं डिग्री अपि अस्ति भजनकार्यक्रमे अहं विविधः वाद्यं वादयामि तथा च कीर्तनं भागवतकथायाः मध्ये रामायणकथायाः मध्ये शिवमहापुराणमित्यादि कथायाः मध्ये अपि अनेके वाद्यं वादयिष्यामि तथा च गायणं गीतम् अपि गायामि अहं स्वयमेव मनसः तस्य मार्गोपरि चलामि मम अधिकरुचिः भजनकिर्तनोपरि अस्ति तेन कारणेन मम मनः वादनवाद्योपरि अधिकम् अस्ति एतत् प्रकारेण वाद्यं तथा च भगवद्भजने मम प्राणः अस्ति अहं सङ्गीतवाद्यद्वारा मानसिकशान्तिः प्राप्तुं तथा च लोके अपि सम्मानप्राप्ति कृतम् सङ्गीतवाद्यं मानवीयजीवनस्य एकम् अद्वितीयम् अङ्गमस्ति एते कारणे मम रुचिः सङ्गीतं तथा च सङ्गीतवाद्योपरि अधिकम् अस्ति